मया एका टी वी आनीतं तस्मिन् सम्यक् न दृश्यते विद्युत् व्ययः अधिकः जातः केबल् व्यवस्था अपि सम्यक् नास्ति डिस्प्ले अपि सम्यक् नास्ति